हलो हा नमस्ते अहं इन्शुरेन्स् एजेण्ट् अस्मि महोदय किं किमपेक्षितं वदन्तु वदन्तु न किमर्थं इदानीं दूरवाणी कृता इति वदन्ति वा महोदय

इन्शुरेन्स् एजेण्ट् अस्मि वदन्तु ओके ओके हा सत्यं सत्यं महोदय सत्यं महोदय भवतां यानं यानस्य नाम किम् अस्ति महोदय मारुति ए हण़ड्रेड् ऐट् हण्ड्रेड् कति वर्षाणि जातानि स्वीकृत्य अस्तु अस्तु एवं वा अस्तु अस्तु कुत्र रेजिस्ट्रेशन् कारितम् अस्तु ऊ उत्तमं महोदय अस्तु अस्तु इदानीं सम्प्रति तस्य इदानीं किं पुनः नवीकरणं कर्तव्यमस्ति वा ह्म् ह्म् ह्म् अस्तु अस्तु महोदय तदर्थं तर्हि भवन्तः एकं कार्यं कुर्वन्तु कार्यानस्य एकम् पुरातनम् इन्शुरेन्स् कापि यदस्ति तदेकं पत्रम् पुनः आर् सि यदस्ति तस्य एकं प्रतिकृतिः एकं स्वीकुर्वन्तु अनन्तरम् एकं भवतां भावचित्रमेकं स्वीकुर्वन्तु आमामाम् एवं समर्प्यते चेत् अहं शी अतीवशीघ्रं कृत्वा यच्छामि दास्यामि महोदय बहु नास्ति महोदय बहु नास्ति कार् खलु अतः त्रिः त्रिसहस्रं भवति महोदय त्रिसहस्रं त्रिसहस्रम् आं महोदय सर्वत्रापि पृच्छ सर्वत्रापि पृच्छन्तु यदि अपेक्षते आमां महोदय अद्य तु विरामः विरामे अस्मि अहं भवन्तः ह्यः सोमवासरे यच्छन्तु अस्तु वा

सोमवासरे तत् एवं महोदय समरः अहं तु त्रिशूर् नगरे एव भवामि आमां मम् मदीया एव सङ्ख्या अस्ति दूरवाणीं कृत्वा आगच्छन्तु आगमनात् पूर्वं अस्तु अस्तु प्रातः दशवादने आगच्छन्तु महोदय अस्तु महोदय अस्तु तर्हि नास्ति खलु महोदय तावदेव ह्म् आगच्छतु अस्तु अस्तु तावदेव महोदय अस्तु अस्तु ह्म् अस्तु शुभदिनम्